अहं पुष्पफलशाकानां सर्वे पादपान् रोपयितुम् इच्छामि किमर्थम् इति चेत् पुष्पफलं पुष्पं पुष्पानां पादपानां रोपयति चेत् बहु उपयोगः अस्ति पूजां कर्तुं शक्यते पुष्पे बहूनि प्रकारं बहूनि प्रकाराणि सन्ति पुष्पफलानां पुष्पपादपानां रोपयितुं रोपयितुं बहु इच्छामि तथा च फलानि विषये किञ्चित् वक्तुम् इच्छामि फलानि फलं फलानां पादपानां अहं रोपयामि फलं रोपयित्वा फलं खादितुं शक्यते नारिकेलफलं बहु रु रुचिकरफलम् अस्ति शक्तिं ददाति शक्तिं ददाति प्रोटीन् ददाति फलं तदनन्तरं सेवफलं दाडिबफलं बहूनि फलानि सन्ति सर्वाणि फलानि वयं कृते पुष्टिं ददाति शक्तिं ददाति यच्छन्ति अतः अहं फलानां पादपानां रोपयितुम् इच्छामि तथा च शाकानां फ फलानां शाकानां पादपं शाकाः शाकाः बहु उपयोगः सन्ति प्रतिदिनं वयं सर्वे शाकानाम् उपयोगं कृत्वा पाकः करणीयः शाकं शाकानाम् उपयोगं कृत्वा पाकः करणीयः अतः किञ्चित् समये कदापि कदापि शाकानां शाकानां शाकाः नास्ति चेत् मम गृहस्य अथवा अस्माकं गृहस्य पृष्ठभागे अथवा शाकानां पादपानां रोपयेत् इति चेत् बहु उपयोगः अस्ति अस्माकं पाकसमये बहु उपयोगः अस्ति पादपानां रोपणे रोपयितुं रोपयन्ति चेत् अस्माकं परिसरस्य संरक्षणम् अपि कर्तुं शक्यते परिसरसंरक्षणं कर्तुं बहु अवश्यकम् इदानीं किमर्थम् अद्य यान्त्रिकयुगे अथवा यन्त्रागारयुगे अस्ति सर्वं सन्ति यान्त्रिकयुगे वयं सर्वे मिलित्वा परिसरनाशं कुर्वन्तः सन्ति जनाः अतः परिसरं संरक्षयितुम् अपि एतत् एकः मार्गः भवति इति अस्माकं चिन्ता चिन्तनम्